गमनागमनकाले एकवारं न द्वित्रिवारं दृष्टवान् एकं घृतं दृष्टवान् मार्गमध्ये एव लोकयानगमनकाले मैसूर्गमनगमनकाले एकं गजं दृष्टवान् स्वः मार्गमध्ये एव स्थितः आसीत् किञ्चित् वेगः अधिकः आसीत् चेत् तमेव टच् कुर्वन्ति स्म तस्य गमनानन्तरमेव अस्माभिः अग्रे चालितवन्तः ग्रैल् गमनस्थाने अनन्तरं लोकयानगमनस्थाने इत्यादिस्थानेषु यदि भित्तिः स्थापयति अनेन च यस्य अस्य निवारणाय समीचीनं भवति चेत् वा अवता भित्तिः इत्यादिकं यदि भवति तेन च वन्यप्राणीनां हानिः न भवति इति चिन्तयामि ते अस्माकं मार्गे न स्थिताः भवन्ति वयमेव तेषां स्थाने जीवनं कुर्मः ते तेषाम् अनुकूलाय यत्किमपि कृत्वा एव वयं तस्मिन् मार्गे गच्छेत् उत्तमाय भवति वयमेव तेषां स्थाने जीवनं कुर्मः ते अस्माकं स्थाने न इत्यनेन तेषां भिन्नरीत्या मार्गं कल्पयति चेत् ते अनेन गच्छति स्म इदानीं प्रायः उत्तरप्रदेशे इति चिन्तयामि एकं ब्रिड्ज् कुर्वन्तः सन्ति किमर्थं तद् ब्रिड्ज् इत्युत्तते तद् एकं वनस्य उपरि गच्छति ते अतः एव कर्तुं शक्यते वन्यमगः पा प्राणीनाम् अनुकूलाय ते ब्रिज् कृतवन्तः तेन च वाहनगमने काले तेषां घटनं न भवेत् इति कारणात् ते ब्रिड्ज् कृतवन्तः अनेन प्राणिनां गमनागमनाय तेषां स्थाने ते सन्तोषेन तेषां चलनं ते कर्तुं शक्नोति यः इत्यनेन तद् ब्रिज् कृतम् अनेन सर्वत्रापि एतादृशं कर्तुं न शक्यते रैल् यानस्थानेष् इत्यादिपार्श्वद्वये अपि यति गेट् वा उत भित्तिः इत्यादिकं कुर्वन्ति चेत् वन्यप्राणिनां हानिः न भवति एतादृशं कुर्वन्ति चेत् प्राणिनाम् अपि अनुकूलाय भवति अस्माकमपि अनुकूलाय भवति